अस्माकं क्षेत्रस्य विद्यासंस्थायाः छात्राणां मानसिकस्वास्थ्यं समग्रम् आरोग्यं च तेषाम् आक्टिविटीस् दैनन्दिकं दिनचर्याद्वारा द्रष्टुं शक्यते यदा छात्रः अतीव उत्सुकः उत्सुकः भवति तदा सः सम्यक् अस्ति तस्य स्वास्थ्यं मानसिकस्वास्थ्यमपि सम्यक् अस्ति इति अवगन्तुं शक्यते यदा एकः छात्रः डल् भवति अथवा कुत्रापि आब्सेण्ट् मैण्डेड् इति भवति चेत् तस्य स्वास्थ्यं फ़िसिकल्ली शारीरिकरूपेण वा अथवा मानसिकरूपेण वा सम्यक् नास्ति इति अवगन्तुं शक् शक्यते अध्यापकद्वारा तर्हि तं छात्रम् आहूय अध्यापकः एकवारम् उपविश्य वार्तालापं करोति किं जातं कोपि क्लेशः अस्ति वा समस्या अस्ति वा इति दृष्ट्वा उत्तरं यदा छात्रः किमपि उत्तरं ददाति तदनुगुणरूपेण तस्य किमपि रेमिडी कर्तुं शक्यते यदि मानसिकः क्षोभः भवति चेत् तर्हि छात्राणां कृते अस्माभिः द्वारा शिक्षकः अध्यापकद्वारा कौन्सेलिङ्ग् दीयते गैड् क्रियते स्ट्रेस् कदा मेनेज् कर्तव्यम् अथवा स्ट्रेस् कस्मात् कारणात् आगन्त् आगतम् इति ज्ञात्वा तद् निरूपणाय तद् निवारणाय किं किं कर्तव्यम् इति किञ्चित् अस्माभिः गैड् क्रियते अस्माभिः विद्यासंस्थायां शिक्षकद्वारा गैड् क्रियते तर्हि निवारणार्थं छात्रस्य कृते परामर्शसेवाः अथवा कार्यक्रमाः अपि उभ उपलभ्यन्ते यथा स्ट्रेस् मेनेज्मेण्ट् क्लासेस् अथवा कोपिङ्ग् अप् वित् स्ट्रेस् इति नाम्नः एकं कार्यकमं कार्यक्रमं प्रचलति तस्मिन् कार्यक्रमे एतत् सर्वं डिस्कस् कृत्वा छात्राणां कृते किं किं करणीयं कथा छात्राणां स्ट्रेस्तः बहिरागन्तव्यम् इति अस्माभिः अध्यापकद्वारा गैड् क्रियते